मम ग्रामे सर्वे जनाः उत्सवेषु नृत्यं कुर्वन्ति यथा अस्माकं ग्रामे दीपावलिसमये अथवा गणेशचतुर्थीसमये च तस्य महत्त्वं ज्ञातुं शक्यते यथा

नृत्यं कुर्वन्तः किञ्चित् देवालयं प्रति गच्छन्ति तत्र सर्वे मिलित्वा गानं नृत्यं च कुर्वन्ति तथैव गणेशचतुर्थीसन्दर्भे गणेशस्य मूर्तिं कृत्वा तस्य पूजां कृत्वा अनन्तरं यदा गणेशमूर्तेः विसर्जनं कर्तव्यं तदा ग्रामीणाः मिलित्वा गणेशमूर्तेः उत्सवे नृत्यं कुर्वन्तः गच्छन्ति एवं गणेशमूर्तेः विसर्जनं नद्यां तडागे कूपे वा कुर्वन्ति एवं रूपेण नृत्यम् अस्माकम् उत्सवेषु भवत्येव